हेलो हरिः ओं महोदयः अहं नरेन्द्रः भवान् आगच्छतु महोदयः शाप् प्रति बहूनि सामग्र्यः सन्ति भवतः कृते किम् अपेक्षते इति प्रथमतया वदतु अहं सम्यक्तया दृश् द्रक्ष्यामि एवं वा तर्हि मोबैल् मध्ये किं किं फ़ीचर्स् अपेक्षते इति सम्यक्तया वदतु हा तत् सर्वं सन्ति किन्तु भवतः यत् अभीष्टं फ़ीचर्स् तव वर्तते नामं केमरा बेट्रि इति प्रथमतया वदतु तत् अनुसारं प्रैस् इत्यादिकं वदामि अहं

एवं वा आम् कियत् कृते धनं भव् भवेत् एवं वा मिर्वेरेन्स् हा सम्यक् सम्यगस्ति तत्र तर्टि टु फ़ोर्टि थौसण्ड् मध्ये प्रथमं चोय्स् मध्ये वान् प्लस् अस्ति वन् प्लस् मध्ये बेट्रि अपि सम्यक् दीयते केम्रा अपि सम्यक् प्रोसेसर् तु मिडियाटेक् हेल्योट् बेट्रि पर्फ़ामेन्स् दिनद्वयं कृते गच्छति सिक्स् हण्ड्रेड् सिक्स् थौसेण्ड् एम् हेच् बेट्री केमरा कृते फ़िफ़्टीन् मेगाफ़िक्सल् केम्रा बहु सम्यग् आगच्छति पुनः प्रोसेसर् तु इतोपि बहु सम्यक् तु गेमिङ्ग् यद्वर्तते तत्र सम्यक्तया क्रीडितुं शक्नुमः तत्र वन् प्लस् दूरभाषा भाषया यन्त्रसह चार्जर् शक्तिपूरणी लभ्यते पुनः इयर् पोड् लभ्यते पुनः तत्र वरण्टि कार्ड् अस्ति पुनः एकं कोवर् लभ्यते वारण्टी वर्षद्वयं कृते तद् अनन् तद् अभ्यन्तरे यदि मोबैल् किमपि भवेत् तर्हि अस्माकं केयार् मध्ये आगन्तुं शक्नुमः एवं फ़्रि तत्र सम्यक् करणीयमस्ति मेण्से मध्ये किञ्चिदुपरि तत्र गूगल् केमरा गूगल् मोबैल्स् इति शाप् लभ्यते तत्र सम्सङ्ग् पुनः मोटरोला रड्मि सोमि सर्वे सर्वं लभ्यते धन्यवादः महोदयः आगच्छतु